हरिः ओम् नमस्कारः अस्माकं प्रदेशे शिक्षणार्थं प्रधानव्यवस्था इत्युक्ते पाठशाला एव पाठशालायां पृथक् पृथक् व्यवस्थाः सन्ति आङ्लभाषां पाठयितुम् अनन्तरं संस्कृतभाषां भाषां पाठयितुं एता ए एव अन्य पृथक् पृथक् व्यवस्थाः सन्ति अनन्तरं सामान्यशिक्षकाः शिक्षकाः अपि शालाशुल्कं म् पूरयितुं वयं शक्नुमः अनन्तरं संस्कृतविषये बहु आ अस्मिन् दिने बहवः जनैः संस्कृतं पाठयितुं संस्कृतं ज्ञातुं संस्कृतं पठितुम् इच्छन्ति संस्कृतमित्युक्ते के के विषयाः इत्युक्ते अस्माकं प्रश्नः पुनः के के विषयाः इत्युक्ते संस्कृतम् इत्युक्ते को कोविड् का कालमध्ये बहवः जनाः आगतवन्तः बहवः जनाः किं पा किं किमर्थं संस्कृतं पा पाठितवन्तः इत्युक्ते बहवः ज्येष्ठाः सन्ति बहवः ज्येष्ठाः सन्ति ज्येष्ठाः किमर्थं ते पठितवन्तः इत्युक्ते पुराणेतिहासविषयाः ज्ञातुम् रामायणं महाभारतम् एतानि भगवद्गीता एतानि सर्वाणि ग्रन्थानि संस्कृतभाषया एव सन्ति अतः ते ज्ञातुम्

अतः इदानीमपि युवकाः अपि बहु इच्छुकाः स् इच्छुकाः सन्ति संस्कृतभाषायां ज्ञा ज्ञातुम् अतः एतत् विषये ते ते संस्कृतं पठितवन्तः